एकविंशत्यधिकद्विसहस्रं जनवरि मासस्य तृतीयदिनम् अष्टादश अष्टादशाधिकं द्विसहस्रं मे मासस्य तृतीयदिनम् षड् षोडश षोडश इत्यधिकं षोडशाधिकं द्विसहस्रम् जुलै मासस्य दशदिनम् द्वादशाधिकं द्विसहस्रम् अगस्त् मासस्य अष्टादशदिनम् षडधिकं द्विसहस्रम् डिसेम्बर् मासस्य विंशतिदिनम् नवाधिकद्विसहस्रम् अक्टूबर् मासस्य विंशत्यधिकं विंशतिदिनम्